शाटिका बहु सुन्दरी भवति द्रष्टुमपि स्प्रष्टुमपि तत्र मधुरानुभवः भवति अपि च यदा शाटिकां धरामः तर्हि आनन्दः अनुभूयते अपि च सर्वेपि शाटिकायां सुन्दर्यः दृश्यन्ते अतः शाटिका शाटिकां धरामश्चेत् अस्मभ्यं आरोग्याय सौन्दर्याय च सम्यक् भवति